भारते नर्तकाः बालिवुड् तः कियत् प्रभाविताः इति प्रश्नम् अस्मिन् विषये तु अहं अधिकविचारं तु वक्तुं न शक्नोमि किमर्थम् इत्युक्ते मम परिसरः करावळि इति प्रदेशः उत्तरकन्नडा उडुपी दक्षिणकन्नडा एतादृश कोस्टल् बेल्ट् इति वदन्ति अत्रत्यः प्रान्ते पारम्परिकनर्तनं तथा दैवनर्तनं नागनृत्यं बेडरवेशनृत्यं ओलिवेशनृत्यम् अथवा नृत्यभजनं यक्षगानं कंसाळे सिद्धिनाच् एतादृशः एकैकं समाजनुगुणः तथा पन्थानुगुणः आधारितः नृत्यप्रकारः नृत्यविषेशाः सन्ति तत्तु अस्माकं जनस्य कृते नित्यनूतनम् एव परन्तु प्रश्नः बालिवुड् इति आधारितम् अस्ति इति कारणेन नित्यनूतनानि नृत्यगीतानि तु बाहुबलि के जि एफ् कान्तारः एतादृशः कन्नडभाषायां नूतनचलनचित्राणि आगतानि सन्ति तत्रत्यः गीतानि अहं वक्तुं शक्नोमि